हेलो नमो नमः महोदय ओम् महोदय अहं विष्णुः एव वदामि ओम् अहं टूरिष्ट् गाइड इत्यस्य कार्यम् एव करोमि ओम् ओम् ओम् ओम् ओम् ओम् महोदय अत्र राजस्थाने राजस्थानी भोजनस्य अन्तर्गते दाल् बाटी चूर्मा घेवर इत्यादि बहवः राजस्थानस्य सुप्रसिद्दः भोजनानि विशिष्ट व्यञ्जनानि सन्ति

महोदय यदि भवतः इच्छा वर्तते राजस्थानीभोजनस्य तर्हि तस्य कृते जोधपुरे गोलरा होटल् नाम्ना एकं स्थानं वर्तते गोरा होटल् तत्र सम्यक् रीत्याः जनाः दाल बाटी चूर्मा इत्यस्य निर्माणं कुर्वन्ति तत्र ये टूरिष्टाः बहिर्तः आगच्छन्ति ते अपि तत्र आगत्य एव स्वीकुर्वन्ति तत्र भोजनमपि बहु सम्यक् प्रकारेण ते पाचयन्ति जोधपुरः जयपुरतः त्रिशतं किलोमीटर् पर्यन्तं भविष्यति अधिका अधिकं तु

तस्य मूल्यं प्रायः षष्टिः षड्शतं सप्तशतं एदेव अधिकं भवति अधिकाधिकम् ओम् ओम् न अत्र राजस्थाने तु स्थालिकायाम् एव परोशनं भवति दक्षिणभारते तु पत्तले तत्र व्यवस्था वर्तते किन्तु अत्र राजस्थाने तु स्थालिकायाम् एव भोजनं पाचयन्ति तर्हि तत्र शम्यक् प्रकारेण ते तत्र भोजनं निर्माति अन्यत् भोजनम् अपि बहु सुमधुरं स्निग्धं भवति अत्र अस्तु महोदय ओम् धन्यवादः